आं मम प्रान्ते परिवर्तनमानिता सङ्घसंस्था अस्ति तस्य नाम भवति स्वयंसहायकसङ्घः इति अस्य सङ्घमाध्यमेन नारीशक्तिः वर्धिता अस्ति सर्वेषां कृते इयं सङ्घम् अतीव महत्त्वपूर्णा अस्ति आं लक्षमधिकृत्य ताः कार्यं कुर्वन्ति एवं च एतद् दृष्ट्वा जनानां मनसि उल्लासः जातः इति अस्तु इयं संस्था द्वारा नारीणां शक्तिवर्धनम् एवं च ताः आत्मनिर्भरशीलाः भवन्ति आं तत्र वृद्धाश्रमः एवं च बालकेन्द्राणि सन्ति आं गृहरहितानां सङ्ख्या वर्धमाना अस्ति एतत् कारणेन समाजे वृद्धाश्रमः तथा बालकेन्द्रसंस्थानां वर्धमानं दृश्यते